अस्माकं क्षेत्रे प्रधानतया पूगवृक्षाः भवन्ति पूगवृक्षाणां मध्ये मध्ये तत्र एलाः भवन्ति रम्भा वृक्षाः भवन्ति एवं तत्र मरीचिकाः भवन्ति क्षेत्रेषु मध्ये मध्ये तादृशवृक्षाः अपि भवन्ति लताः भवन्ति सर्वोत्तमम् अस्माकं तु लक्ष्यं पूग वृक्षस्य एव भवति नाम पूगकृषकाः वयं तदनन्तरम् एलाः एलानां तत्र प्रोत्साहनं भवति तस्य अपेक्षा सर्वत्र दृश्यते अधिकधनप्राप्तिरपि भवति किन्तु तेषां वृक्षाणाम् अथवा कृषिक्षेत्रे तेषां संरक्षणम् अपि बहु क्लिष्टतमम् एव भाति तत्र प्राणिनां तत्र हानिः प्राणिद्वारा हानिः अथवा कीटद्वारा हानिः अथवा मनुष्यद्वारा हानिः एवं रूपेण भवति तेषां सर्वेषाम् तासां सर्वासां समस्यानां परिहारं कृत्वा कृषिकार्यं करणीयं भवति अधिकलाभः इति कृषिकार्ये तत् यथा सः निर्वापणङ्करोति अथवा तत्र स्थापनङ्करोति तदन्तरं तस्य संवर्धनाय प्रयासः कर्त्तव्यः फलं यदि यदा आगच्छति तदा तस्य फलस्य संरक्षणाय अपि कार्यं कर्तव्यं भवति अनन्तरं तस्य विक्रयणम् इत्यादिकं भवति यः सम्यक्कार्यं करोति अथवा सम्यक् एतद् सर्वं करोति सः सम्यक् लाभं प्राप्नोति इति एव कृषिक्षेत्रे बहु तत्र कर्त्तव्यं भवति एवञ्च बहु उत्तमं लक्ष्यमपि भवति अतः कृषिकार्ये अन्यक्षेत्रेषु यत्